नमस्ते मम कास्ट् सर्टिफ़िकेट् विषये प्रष्टव्यमासीत् अहम् किञ्चित् दिनं दिनात् पूर्वम् अत्र आगत्य तस्य अप्लिकेशन् दत्तवती एतावत् किमपि न जातम् ऐ डी नम्बर् एकं पञ्च षट् अष्ट नव

प्रतिदिनम् अत्र आगत्य गमनम् एतावत् सरलं नास्ति मम अपि कष्टता अस्ति एवं सर्वदा कथम् एवम् किञ्चित् शीघ्रतया लब्धुं शक्यते वा मह्यं तत् आवश्यकमासीत् अस्तु तर्हि तदानीम् आगच्छामि तथापि किञ्चित् शीघ्रं लभ्यते चेत् मह्यमपि वरम् किं कर्तुं शक्यते बहुधा अत्र आगच्छामि किमपि न भवति किं करोमि मया किमपि कर्तुं शक्यते चेत् तदपि कर्तुं शक्यते कृपया एतत् शीघ्रं कारयतु प्रार्थना अस्तु शीघ्रं करोतु कृपया अस्तु इदानीमेव करोमि धन्यवादः